नमस्ते कृष्णवेणि डाक्टर् अस्ति हलो रिक्याप् टु गेलरी

साधनम् डाक्ट्र ओलिनं सच्चो कृष्णवेणि डाक्टर् अस्ति वा मम नाम रिया अहम् हृदयवेदना अस्ति कियद् दिन परये परये उपरि भागे अस्ति वेदना उपरि भागे श्वः आरब्धा अतः डिसेम्बर् नो स्वीकरोतु आम् ह कथं मेडिसिन् अहं स्वीकरोमि प्रभात भक्षणे रात्रिनेन्ने हा एकं वा द्वयोः वा आ आ आ अस्तु

धन्यवादः